अस्मिन् क्यामेरा मध्ये मम ऋणात्मकचिन्तनं किमपि नास्ति बहु सम्यक् एव कृतं वर्तते तथापि एकं तु विशेषेण वक्तव्यं भवति तत् एकमेव एस् डी स्लाट् इति म मेमरी कार्ड् स्लाट् यद्भवति तत् एकमेव अस्ति जनरल्ली इदानीं सामान्यत एवं दृश्यते चेत् द्वित्री वा भवेत् द्वयं वा एस् डी स्लाट् भवेदेव तदा इदानीं वृत्तिपरस्थिरचित्रस्वीकरणं इति चेत् बहुद्भिः गम्यते तत्र अरण्यप्रदेशेषु तत्र एकमेव एस् डी स्लाट् भवति चेत् बहु कष्टकरं भवति तदेकं विशेषेण चिन्तनीयं भवति यदि भवन्तः इदानीं एतादृश डी सेवेन् फैव् जीरो जीरो निकोन् कामेरा स्वीकर्तुं क्रेतुम् इच्छन्ति चेत् एतदेकं मनसि संस्थाप्य चिन्तनीयं भवति इति अहं वक्तुम् इच्छामि